मम लक्ष्यम् अधिकानि सन्ति इतोऽपि इदानीम् एकम् एकमेव लक्ष्यं वक्तुम् इच्छामि तद् तत् अहम् अधिकाः ब बालकान् अथवा बालिकाः संस्कृतं पाठयितुम् इच्छामि संस्कृतपाठनेन मया अद् ज्ञानवर्धनं भवति बालकाः बालिकाः अपि एतत् ज्ञानं प्राप्तव्यं ते अपि सुखजीवनम् जी जीवितव्यम् इति मम इच्छा अस्ति संस्कृतं भा संस्कृतभाषा देवभाषा अस्ति अतः अधिकः प्रियः अस्ति संस्कृतं पठन्ति चेत् भगवद्गीता अ व सा संस्कृतिं ज्ञातुम् अवकाशं प्राप्नुवन्ति एतद् मुख्यः विषयः अस्ति